अहं रेस्टोरेण्ट् सह वार्तालापं कर् करोमि वा तत्र अहम् आलूपराठा खिचडि इत्यादिकम् आर्डर् कुर्वन्नस्मि मम कृते यद्यदहं आर्डर् करोमि तत्सर्वम् उष्णम् एव अपेक्षते कृपया तत्सर्वं सम्यक्रीत्या कण्टैनर् मध्ये प्याक् प्याक् कृत्वा मह्यं ददातु तत् नाग्पूर्तः राम् टेक् कृते यद् दूरे वर्तते तद् एकघण्टापर्यन्तं वर्तते तस्मात् कारणात् प्याकिङ्ग् सम्यक् सम्यक् एव कृत्वा मां ददातु इति मम निवेदनं